कार्यं तु मया समीचीनतया क्रियते परन्तु कार्ये कीदृशे कार्ये इति चेत् स्व इच्छुककार्यविषये यथा अस्माभिः किञ्चित् कार्यं क्रियमाणमस्ति नाम इदानीं मम इच्छा अस्ति केनचित् साकं सम्भाषणीयमिति चेत् सः पुरुषः यदि मया सह न सम्भाष्यते तादृशे कार्ये मा मम यदि तत् कार्यं न सिध्यति चेत् बहु स्खा स्खालित्यमागच्छति पुनः अभावात् तेन दोषश्च भवति किं नाम मम मनसः विकृतिः तत् ते तया विकृतया मम अध्ययनं न जायते इति दोषः तदनन्तरम् किं कर्तव्यमिति न ज्ञायते सः दोषः तेन आ दिनं नश्यति दिनान्तरम् अध्ययनं कर्तुं कालः न प्राप्येत् तस्मात् अध्यायनाशः इति दोषः केन कारणेन जायमानः चेत् अनेन कारणेन नाम मम मनसः विकृतिकारणतः जायमानः तर्हि मन म मं मा मा त ता तर्हि मनसः विकृतिः केन जायमाना तर्हि कार्येण जायमाना तर्हि तत् कार्यम् अस्माभिः यदि समीचीनतया क्रियते यद् इच्छा या इच्छा वर्तते तत् समीचीनतया समाप्यते परिपूर्णा क्रियते चेत् परिपूर्णा क्रियते चेत् किमपि हानिः नास्ति तस्मात् इदानीं कार्ये तु सिद्धिः स्यादेव अनन्तरं यद् स्खलितम् अभवत् तद्विषये परिहारः लभेत् यदि कार्यं सम्यक् कुर्मः इदानीं स्वच्छताविषये कार्ये इत्यादिकेषु कुत्र कुत्रचित् अवशिष्टं भवति चेत् अन्ये आगत्य तत् वदन्ति तथा अस्माकं कृते दुःखं भवति सः यद् अस्माब् तेभ्यः अनन्तरं तैः सह कोलाहलं क्रियते तर्हि अस् कोलाहलक्रयणोत्तरं सः कोलाहलम् इति एकः दोषः सः परिवर्तव्य चेत् किं कर्तव्यम् अस्माभिः यत् कार्यं दत्तं स्वच्छतात्मकं यत् कार्यं दत्तं तत् सम्यकतया यदि क्रियते चेत् अर्जनं न भवति अर्जनं न भवति चेत् कोपो नागच्छति सः दोषः इति नाम कोलाहलकः दोषः यः कोलाहलात्मकः सः न भवति तस्मात् कार्ये सं कदापि दोषं न कर्तव्यं स्खालित्यं च न कर्तव्यम् इति